हरि ओम् अहं तैलस्थावरस्य उद्योगपतिः मधुसूदनः अस्मि आ भवान् जानाति एव अस्माकं तैलस्थावरस्य किञ्चित् एक्पेन्षन् प्राजेक्ट् अस्ति तद्विषये भवान् पर्यावरण तन्त्रज्ञः भवतः सूचनां प्राप्तुम् इच्छामि समयः अस्ति वा हा अस्तु एतत् स्थावरं तु बहिः मङ्गलूरुनगरस्य समीपे एव अस्ति अस्माकं तैलस्थावरस्यएक्पेन्षन् इति प्राजेक्ट् अस्ति तत्र वयं चत्वारः उष्णस्थावरं हीटर्स् बाल्यर्स् स्थापितुम् इच्छामः तत् तत्र तस्य धूमादि उत्सर्जनं भवति इति मया श्रुतमस्ति एमिषन् तत् तद्विषये तद्विषये भवान् किञ्चित् विवरणं भवान् यच्छति चेत् ब उपयोगाय भवति आ

यच् ओ निर्माणस्तरे एव एतस्य अपेक्षा भवति अस्तु ओ आ सत्यम् आ उत्तमम् उत्तमं आ आ आ आ निर् निर्माणस्तरे एव एतस्याः अनिष्ठानं कुर् पर्यावरणस्य रूल्स् अण्ड् रेगुलेषन्स् नियमादिकं वयं अनुष्ठानं कुर्मश्चेत् तद् सुलभाय भवति सत्यं खलु आ आ आ उत्तमं उत्तमं यद्यद् पर्यावरणस्य नियमाः सन्ति अस्माभिः पालनीया एव भवति अहं वयं सर्वं आरम्भे एव कुर्मश्चेत् उतत्मं सत्यं आ

आ आ

आ उत्तमं आ

उत्तमम् उत्तमं भवान् एतस्य विषयं सर्वादिकं ई मेल् मध्ये प्रेषयतु कृपया अस्तु धन्यवादः